अहं यत्र वसामि तत्र पर्यावरणं अतीवरमणीयं भवति तत्र परितः हरितं वातावरणं दृश्यते सर्वत्र वृक्षाः हरितवर्णेन रक्ताः भवन्ति हरितवर्णयुक्ताः भवन्ति विशिष्य तिरुपतौ षड्ऋतवः अपि स्वस्व प्रभावं दर्शयन्ति यथा नाम ग्रीष्मकालः भवति पुनः वृष्टिकालः भवति शैत्यकालः भवति हेमन्तऋतुः भवति शिशिरऋतुः भवति एवं सर्वेऽपि ऋतवः नाधिकं नाल्पं समान समान प्रभावं दर्शयन्ति तिरुपतौ सम्प्रति तु नाम वैश्विकः क्लेशः अयमेव वर्तते उष्णताधिक्यं वर्तते पूर्वम् एतावती उष्णता नासीत् सम्प्रतिकाले सा वर्धमाना अस्ति